नमस्ते मम नाम देवराजः इति अहं चेन्नैनगरे वासं करोमि मम कृते एकः प्रश्नः अस्ति त्वम् अथवा तव ग्रामवासिनः यम् अन्धविश्वासं दृढतया विश्वसति तद्विषये व वद पश्यतु भारतदेशः बहु विशालः देशः अन्य अनन्तरम् अन्या अन्या संस्कृतयः अपि अत्र आचरणम् आचरणं कर्वन्ति अनन्तरं बहुविध भाषा बहु वैविध्यमयः देशः भारतदेशः अस्ति भारतदेशे बहु वैविध्यमय भाषाः सन्ति तेन कारणेन ब बहवः जनाः बहुविधरूपेण सांस्कृतिकं कार्यं करोति अनन्तरं सांस्कृतिकं कार्यक्रमम् इत्युक्ते कल्चर् इति वदामः आङ्ग्लभाषायाम् आङ्ग्लभाषायां यथा कल्चर् इति वदामः तथा अन्य भिन्नभिन्नम् सांस्कृतिकं धार्मिकं कार्यमपि करोति तत्र विश्वासः अन्धविश्वासः इति वदामः चेत् तत्र विश्वासः अन्धविश्वासः कथं वदामः यत् यद् यः विषयः विज्ञानविषये उत्तमतया भवति चेत् विज्ञानविषये अनुसरणं भवति चेत् तद् अन्धविश्वासः नास्ति यः विषयः विज् विज्ञानविषये वा नो चेत् तर्कविषये वा तर्कविषये वा अनुसरणं न भवति चेत् तद् अन्धविश्वासः इति वा तद् वयं न जानीमः अन्धविश्वासः कथं विश्वासः कथम् इति यस्य कृते विश्वासः भवति विषयः सः विषयः अन्यस्य कृते अन्धविश्वासः अपि भवति यस्य कृते एकः विषयः अन्धविश्वासः भवति अन्यस्य कृते सः विश्वासः विश्वासः भवति एतादृशः अस्ति तदपि अत्र भिन्नभिन्नाः आचरणाः सन्ति तद् किं वदामः इत्यत् कथं किं वदामः इत्युक्ते विज्ञानं किं वदति विज्ञानं वदति यद् अस्माकम् तार्किकरूपेण तद्विषयं ज्ञातुं शक्यते अवगन्तुं शक्यते तद्विषये विश्वासः वे तस्मिन् विषये विश्वासं कर्तुं शक्यते यस्मिन् यः विषयः अस्माकं दृष्टिरूपेण वा नो चेत् तार्किकरूपेण वा सिद्धं कर्तुम् अशक्तः भवति चेत् सः अन्धविश्वासः भवति एतादृशः विज्ञानविषयः विज्ञानीयजनाः विज्ञानजनाः भवन्ति किन्तु धार्मिकजनाः वा नो चेत् अग्नजनाः वा कथम् एकस्मिन् विषये विश्वासः कुर्वन्ति ते तत्सम् एकम् एकस्मिन् विषयं ते आचरणे आचर आचरन्ति इत्युक्ते कथं किं वदामः देवपूजा भवति देवपूजा तत् कथं ते देवम् कथं चिन्तयति व विग्रहरूपेण विग्रहः एव देवः इति जनाः चिन्तयन्ति सः विश्वासः वा अन्धविश्वासः वा तद् तेषां प्रति व्यक्तिम् चिन्तनं भवति अनन्तरं तद्विहाय यदा कदापि क्षामः भवति तस्मिन् विषये देवः अस्माकं क अस्माकं कृते कोपः कुपितवान् तेन कारणेन अस्माकं ग्रामेषु वा अस्माकं प्रदेशेषु वा क्षामः भवति इति जनाः चिन्तयन्ति सः विषयः अन्धविश्वासः भवति किमर्थम् इत्युक्ते विज्ञानं विज्ञानं वा तर्कं वा वदति क्षा यदा व् वृष्टिः न भवति उष्णम् अधिकं भवति तदा क्षामः वा भवति इति किन्तु अग्नजनाः चिन्तयन्ति अस्माकं ग्रामे देवः कुपितवान् तेन कारणेन अत्र क्षामः अभवत् इति तद्विहाय एकस्य कृते एकः रोगः भवति इति चिन्तयामः क् कश्चन चिन्तयन्ति दुष्टशक्तेः प्रभावेन एतस्य कृते रोगाः भवन्ति इति किन्तु विज्ञानिहव् विज्ञानिजनाः भवन्ति वैराणुः वा कृमि वा इति कारणेन तत्र रोगम् अभवत् इति किन्तु अग्नजनाः अन्धविश्वासं कुर्वन्ति तद् दुष्टशक्तिः वा नो चेत् दैवस्य कृपा नास्ति इति कारणेन अस्माकं कृते रोगः भवति इति तदपि एकं विश्वासं वा अन्धविश्वासं वा तद् तेषां चिन्तनानुसारं भवति तद्विहाय अनन्तरं किं वदामः धार्मिकं कार्यं किञ्चित् धार्मि धार्मिकं कार्यं करोति धार्मिककार्ये जनाः का आवश्यकं वा नावश्यकं वा तद् न चिन्तयति त तेषाम् इच्छानुसारं कुर्वन्ति इत्युक्ते धार्मिककार्ये बहु व्यक्तरूपेण धनव्ययं वा अनन्तरं धार्मिककार्ये देवपूजा इति विति विग्रहरूपेण देवं दृष् देव देवम् निर्माणं निर्माणं विचिन्त्य तस्य कृते भिन्नभिन्न रूपेण पूजा कुर्वन्ति तत्र तद् विश्वासं वा अन्धविश्वासं वा वदामः चेत् जनाः तस्मिन् कार्ये सन्तोषम् अनुभवन्ति अनन्तरं तस्मिन् कार्ये जनाः ऐक्यं कुर्वक कर्तुम् इच्छन्ति तेन कारणेन ते तादृशं कुर्वन्ति तदा तं तेन सः कार्यः तस्य पारम्परिककार्यम् इति कारणेन तत् कुर्वन्ति तद्विहाय अधिकाधिकम् पठामः चेत् उत्तमं ज्ञानं भवति किन्तु जनाः अधिकतया न पठन्ति न पठन्ति तद्ने तेन कया तेन करणेन एतादृशम् अन्दवि अन्धविश्वासं कुर्वन्ति एतादृशम् अस्मा प्र् अस्माकं प्रदेशे अन्धविश्वासः भवति ते तेन कारणेन अनन्तरं जातिपद्धतिः अस्ति अस्माकं प्रदेशे तदपि एकः अन्धविश्वासः किमर्थम् इत्युक्ते जन्मगतः जातिभेदः तद् दोषमेव समाजे सो समाजे यदा दोषः भवति तदा अन्धविश्वासः अन्धविश्वासस्य कारणेन एतादृशः दोषः भवति